सत्यं वेदोक्तकर्मणाम् अनुष्ठानं सद्यःकाले बहु दुष्करः एतस्य कारणं किं बहु बहूनि कारणानि वर्तन्ते यथा उक्तम् अस्ति वेदोऽखिलो धर्ममूलम् इति वेदः एव अस्माकं धर्मस्य मूलम् इति वर्तते अतः मूलस्य रक्षणाय अस्माभिः प्रयत्नः तु करणीयः एव तन्न क्रियते चेत् अस्माकं मूलम् एव नष्टं नष्टं नष्टं भविष्यति आम् मूलनाशेन तु सर्वमेव नश्यति अतः वेदरक्षणाय अस्माभिः अनुष्ठानाः वेदोक्तकर्मणा क कर्माः कर्माः कर्माः कर्तव्याः एव अतः तत् करणाय किं कर्तव्यम् इत्युक्ते कथम् इत्युक्ते इदानींतनजनाः किमर्थं न किं कुर्वन्ति इदानींतन समये पाश्चात्यप्रभावेन जनेषु एतादृशी बुद्धिर्जाता यत् प्राश्चात्येन यद् कृतं तद् सर्वं सौलभ्येन अस्माकं जीवने जीवने उपकारकं भवति अस्माकं जीवनं सौलभ्येन सर सारल्येन जीवितुं यत् पाश्चात्येन यानि वस्तूनि पाश्चात्येन निर्दिष्टानि यानि यद् किमपि तत् तत् सर्वम् अस्माकं जीवनस्य कृते शा जीवनं जी जीवनाय जीवनाय स सरळतां प्रददाति अतः ते तथा तेषां तादृशं चिन्तनं पुनः अन्येऽपि विषयाः सन्ति यथा इदानींतनस्य चलच्चित्रं निर्मीयते चलच्चित्रेषु अपि बहवः एतादृशाः विषयाः तत्र प्रक्षिप्यन्ते येन येन जनेषु दुष्प्रभावः गच्छति दुष्प्रभावेन जनाः स्वकर्माणि कर्माणि कर्माणि विस्मरन्ति अतः सर्वप्रथमं तु शिक्षापद्धत्याः अपि तत्र मुख्यं स्थानम् अस्ति सिक्षापद्धतिरपि अस्माकं भिन्ना वर्तते परिवर्तिता वर्तते तेन कारणेनापि वेदा वेदगतानुष्ठानः इदानींतनसमये तथा प्रकारेण न सम्भवति अस्माभिः शिक्षा व्यवस्था सम्यक् सम्यक् करणीया सर्वप्रथमं द्वितीयं तु यान्यपि अन्यथा कर्माणि सन्ति तादृशानां कर्मणां निवारणं कर्तव्यं पुनः पाश्चात्य पाश्चात्यस्य यद् अनुकरणं तदपि परित्यक्तव्यं तेन एव वेदस्य रक्षणमपि भवति वेदानुगुणं वेदान् वेदोक्तः अनुष्ठानः सम्भवति अतः धन्यवादः